उत्तरभारतं तथा दक्षिणभारतं च संस्कृतिरूपेण बहुषु विषयेषु भिद्यते यथा इदानीं भाषा भाषा तत्र भिन्नभिन्नभाषाः तु सन्ति एव तत्र उच्चारणसमस्याः अथवा उच्चारणशैली अपि भिन्नभिन्नरीत्या एव वर्तन्ते आहारं स्वीकुर्मश्चेत् दक्षिणभारते अन्नं जनाः बहु इच्छन्ति उत्तरभारते रोटिकां ते इच्छन्ति वस्त्राणां विषये आगच्छामश्चेत् अत्र दक्षिणभारते किञ्चित् सामान्यं तया सामान्य साम्यं वयं द्रष्टुं शक्नुमः उत्तरभारते तु प्रत्येकराज्ये भिन्नभिन्नवस्त्रशैलीं वयं प्राप्तुं शक्नुमः वायुगुणस्य विषयं स्वीकुर्मश्चेत् उत्तरभारते रूक्षगुणमस्ति वायुः अत्र दक्षिणभारते किञ्चित् तावत् रूक्षता नास्ति एवं च भू भूगुणं नाम भूगुणस्य अनन्तरं आहारस्य किमस्ति सम्बन्धः अस्ति यतोहि भूगुणः भूमि कथं भवति तदनुसारं तत्र कृषिकार्यं तत्र चलति तत्र किं वर्धते तदेव जनैः खादते खाद खादन् खाद्यते इति कारणात् भिन्नं भिन्नम् अस्ति